हा कः अस्ति हरिः ओं नमस्कारः आम् बालाजी स्वीट् शाप् अस्ति आम् अत्र तु काजा अस्ति मिष्ठान्नं कृते मिष्टिक् सोन्दै दहीभात् इत्यादिषु तथा च दहीवडा एवं प्रकारेण रसगुल्ला इत्यादि सोन्देश् गुलाब्जामून् इत्यादिषु भालूशाही तथा च एवं व् भिन्नप्रकारेण मिष्ठान्नमस्ति भवती किमिच्छति इच्छति

कोया अपि चलति वा इत्युक्ते अत्र तद् इत्युक्ते अत्र तत् हा पेढा अस्ति एवं च भालुषा अपि अस्ति दुग्धस्य कृते आं पेढा अपि अस्ति पेठा अपि अस्ति भवती तत् किमिच्छति आं करोमि तस्य तस्य मूल्यमस्ति इत्युक्ते हाफ़् किलो वाराणासी पेढा कृते शतं शताधिकं पञ्चषष्टम् आम् पञ्चषष्टिरूप्यकाणि अस्ति एवं च तद् पेठा कृते शतं पञ्चाशतमधिकं रूप्यकाणि अस्ति पूर्णं मिलित्वा त्रिशतं पञ्चाधिकं रूप्यकाणि अस्ति चलति वा गूगल् पे नास्ति फ़ोन् पे अस्ति मम पार्श्वे आम् आं भव् इत्युक्ते भवती तद् यद् एड्रेस् अस्ति तदपि प्रेषयतु इति किमित्युक्ते अहं जा हा तत्रैव अहं तावत् प्रेषयामि मम बन्धुम् उक्त्वा तत्र ना हों पार्सल् करोमि आम् आम् ओके आम् अर्धहोरायाम् आम् अहं प्रेषयिष्यामि अर्धहोरायाम्मध्ये ओम् आमाम् अहं तद् हा क्यू आर् कोड् प्रेषयिष्यामि तस्य उपरि पेमेण्ट् कृत् करोतु आम् आम् चलति चलति

ओके धन्यवादः